भारतस्य राजनीतिः अत्यन्तं पुरातना अस्ति केषाञ्चिद्देशानां राजनैतिकव्यवस्थायाः आरम्भात् प्रागेव भारतेदेशे राजनैतिके राजनैतिकव्यवस्था अत्यन्तम् उत्कृष्टा आसीत् यदि वयं रामायणकालं स्वीकुर्मः श्रीरामप्रभृतिः अथवा तस्य पिता दशरथप्रभृतिः राजव् राजनैतिकव्यवस्था अत्यन्तम् उत्कृष्टा आसन् वंश वंशात् एव राजनैतिकव्यवस्थां पाल्यन्ते स्म किन्तु काले गते सति यदा काले गते सति इत्युक्ते अहं रामायणकालम् उक्त्वा अनन्तरं यदा महाभारतकालं प्रविशामः तदानीमपि राजनैतिकव्यवस्था अत्यन्तम् उत्कृष्टा आसन् तदपेक्षिताः ग्रन्थाः उपलभ्यन्ते स्म तदनुसारेणैव इत्युक्ते श्रुत्याधारेण स्मृत्याधारेणैव तत्र राजनैतिकव्यवस्था अत्यन्तम् उत्कृष्टरूपेण आसन् तदानीम् अन्य देशाः राजनैतिकव्यवस्थामपि न जानन्ति स्म तावत् अत्र रामायणकाले महाभारतकाले वयं राजनैतिकव्यवस्थां पश्यामः क्वचिद् किं भवति इत्युक्ते काव्येषु अपि राजनैतिक अंशाः भवन्ति रघुवंशे अभिज्ञानशाकुन्तले त अथवा अन्यस्य अन्यस्य काव्येषु किं तत्रापि राजनैतिकविचाराः भवन्ति राजनैतिकविचारान् दृष्ट्वा वयम् ऊहं कर्तुं शक्नुमः तस्मिन्काले राजनैतिकव्ययस्था कथम् उत्कृष्टासीदिति अतः तत्र व्यवस्थां परिगणय्यैव अस्माकं भारतदेशेपि काचित् तत्पद्धतिः आनीता तत्र तु विशिष्य नैन्टीन् फ़ोर्टि सवेन् अथवा तत् काले डाक्टर् बि आर् आम्बेडकर् वर्येण राजनैतिकव्यवस्थाः सांविधानिकरीत्या कथं भवेत् व्यवस्था कथं भवेयुः इति चिन्तिता किञ्चिदेव चिन्तिता तदपि पक्षतः एकस्मात् एकस्मिन् पक्षे स्थित्वा तैः चिन्तितम् इति कृत्वा तद् कदाचित् समानतां न आनयतीति अहं चिन्तयामि केषाञ्चिद् मनसि तथा स्यात् एतैः कृतमेव सम्यगिति तदपि कदाचित् सत्यम् किन्तु वयं बाह्यतः साधारणेन पश्यामः साधारण्येन पश्यामश्चेदत्र कदाचित् वैलक्षण्यं दृश्यते इति मम भावः पुनश्च भारतस्य राजनीतिः एवम् अना बहुकालादनुवर्तमाना अस्ति पूर्वं यथा मया उक्तं महाभारतकालादग्रे केचना राजवंशीयाः स्वीयं तत्र प्रभुत्वं स्थापितवन्तः चाणक्यः चाणक्यस्य काले तु राजनैतिकव्यवस्थायाः इदमित्थम् इति निश्चयः आसीत् कदा कुत्र किं कर्तव्यं कियान् तत्र दण्डः स्वीकर्तव्यः टेक्स् कियत् स्वीकर्तव्यं न्यायदानं कथं कर्तव्यम् अनन्तरं के के कुत्र कुत्र भवेयुः इत्यादि व्यवस्था चाणक्यस्य काले अत्यन्तं सुव्यवस्थितरूपेण व्यवस्था आसन् वयं तत्र यदि इतिहासं पश्यामः चाणक्यस्य यः कालः आसीत् चन्द्रगुप्तस्य यः कालः आसीत् अथवा तस्मात् पूर्वं नन्दवंशः यदा आसीत् नाम नन्दाः ये आसन् तेषां काले राजनैतिकव्यवस्थां यदि पश्यामः तर्हि महाभारतकालादपेक्षया कलियुगे अत्यन्तं शैथिल्यं राजनैतिकव्यवस्थायां दृश्यते चाणक्यः यद्यपि समीकर्तुं यत्नं कृतवान् तथापि शैथिल्यं तु आसीदेव केचन भ्रष्टाः राजनैतिकाः भवन्ति चेत् कथं राज्यं गच्छति नष्टं गच्छति नष्टतां गच्छति शैथिल्यता शैथिल्यावस्थां प्रति गच्छति इति वयं तत्कालेव ज्ञातुं शक्नुमः काले गते सति अस्माकं देशस्य उपरि अन्येषाम् आक्रमणं जातं तत्र यवनाः आगताः मोघल्जनाः आगताः सौत् इण्डियामध्ये दक्षिणभारते उत्तरभारते पूर्वभारते पश्चिमभारते ईशान्यभारते नैऋत्यभारते इत्युक्ते आभारतं ते व्याप्य स्थितवन्तः यद्यपि भारतस्य राजनैतिक रीत्या ते आसन् अस्मदीयाः आसन् चेदपि एतेषां प्रभावः विपरीतः जातः अनन्तरम् तेषां काले स्वीयबुद्ध्यनुगुणं किमपि शास्त्रम् अस्वीकृत्य स्वीयमतिगुणं यथा कथञ्चद् राजनीतिः आरब्धा तत् जनानां मनसि अत्यन्तं पीडापि सा आरब्धा अतः तदनन्तरम् इङ्ग्लेण्ड् तः ब्रिटिष् जनाः आगताः तेषां राजनैतिकव्यवस्थाः मोघल् अपेक्षया अत्यन्तं विपरीता दुष्टा च आसीत् उभयोः मिश्रणं कदापि द्रष्टुं न शक्यते स्म अनन्तरं काले गते सति इत्युक्ते तेषां कालः महान् आसीत् अत्र राजनीतिकव्यवस्थां निरूपयितं भारतीयाः एव आसन् अतः भारतीयानां साहाय्येन ते राजनैतिकव्यवस्थाम् आरब्धवन्तः इत्युक्ते अस्मिन् प्रदेशे कालानुगुणम् एतावद् तत्र भवेत् इत्यादि अनन्तरम् एते एव राजनैतिकाः भवेयुः यः पूर्वमासीद् यः सम्यक् पठति यः सम्यग् ज्ञानं सम्पादितवानस्ति सः तत्र राजनीतिः राजनीतिज्ञः भवतिमर्हतीति किन्तु केषाञ्चित् किं जातं केवलं विद्यार्जनं जातं किन्तु लौकिकानुभवः न जातः यस्य लोके अनुभवः एव नास्ति सः यः जनैः सह न मिलति सः कथं राजनीतिं प्रवेष्टुं शक्नोति अतः तत्र कदाचित् एवमपि चिन्तयितुं शक्यते विद्यायाः अपेक्षा नास्ति विद्यायाः अपेक्षा बाल्यकाले यावदस्ति तावत् पर्याप्तं भवति ते ये राजनीतिं प्रवेष्टुमिच्छन्ति राजकीयं राजकीयशास्त्रं यदि प्रवेष्टुमिच्छन्ति तर्हि ते सर्वदा जनैस्सह सम्बद्धः भवेयुः जनानां स्थाने जनाः यत्र वसन्ति विविधरीत्या जनाः भवन्ति केचन अत्यन्तं कुग्रामे वसन्ति केचन मध्यमग्रामे वसन्ति केचन उत्तमं ग्रामेषु इत्युक्ते उत्तमं स्थलेषु वसन्ति तेषां तेषां मनः भिन्नं भवति तेषां परिस्थितिः अन्या भवति सन्दर्भः अन्यः भवति प्रत्येकं सन्दर्भं प्रति चिन्तयितुं जनानां मनः अन्यदन्यद् भवति यदि कश्चन अत्यन्तं दरिद्रः दरिद्रः इत्युक्ते यस्य सविधे वित्तं नास्ति तस्मै उच्यते एतादृशः अपि एकं सन्दर्भः दृष्ट्वा तस्य चिन्तनशैली अन्या भवति यदि क्वचित् कार्यक्रमः अस्ति तर्हि कार्यक्रमेषु ये तत्र उत्तमाः जनाः भवन्ति तेषां व्यवहारशैली अन्या भवति अन्येषाम् इत्युक्ते ये तत्र कुग्रामेषु वसन्ति तेषां व्यवहारशैली अन्या भवति इत्येवं यः तत्र जनैस्सह संलग्नः ग्रामे ग्रामीणैस्सह सम्म संलग्नः सर्व नगरे नगरजनैः इत्युक्ते नागरिकैस्सह यः सम्बद्धः सः एव राजनीतिं प्रवेष्टुं शक्नोति विशिष्य भारते तथैव वर्तते ये केपि राजनीतिं प्रवेष्टुमिच्छन्ति सः ग्रामादागच्छति ग्रामे एषा समस्या वर्तते तां समस्यां परिहरिष्यामि इति केचन दुष्टाः अपि राजनीतिं प्रवेष्टुमिच्छन्ति ते किं कुर्वन्ति यदि ग्रामे कापि समस्या नास्ति तर्हि ते स्वयं समस्याम् उत्पादयन्ति यदि मार्गः ईषत् सम्यगस्ति तर्हि एते एव गर्तादिकं निर्माय अनन्तरं ते वदन्ति पश्यतु अत्र गर्तादिकम् अस्ति इदं सर्वमहं परिहरिष्यामि यदि मम चयनं भवद्भिः क्रियते तर्हि स्वयमेव केचन दुष्टाः समस्यामुत्पाद्य तां समस्यां परिहरिष्यामः इति जनानां कृते वञ्चनं कृत्वा राजनीतिं प्रविशन्ति तैः यद् क्रियते तद् कदापि देशस्य कृते राज्यस्य कृते ग्रामस्य कृते उत्तमं न भवति ते सर्वदा स्वीय वित्तं वर्धयितुमेव इच्छन्ति न तु जनानां कृते अभिवृद्ध्यादिकं दातुमिच्छन्ति सर्वे अधुनातनकाले तु राजनीतिः इत्युक्ते वित्तसम्पादनमार्गः इति वर्तते येषां तत्र ब्लेक् मनि वर्तते ते ब्लेक् मनि रक्षितुमिदं सर्वं प्रयोगं कुर्वन्ति अतः अधुनातनकाले राजनीतिः इत्युक्ते अत्यन्तं मलिनास्ति इदं परिष्कर्तुं न शक्यते एव किन्तु अस्माकं भारतदेशे प्रमुखरीत्या पक्षद्वयं राजनैतिकपक्षद्वयं राष्ट्रस्तरे वर्तते एकं यु पि ए इति अपरम् एन् डि ए इति यु पि ए इत्युक्ते काङ्ग्रेस् जनानां समूहः एन् डि ए इत्युक्ते बि जे पि भारतीयजनतापार्टि जनानां समूहः बहूनां मनसि आसीत् सप्ततिः यदा भारतदेशस्य कृते स्वातन्त्र्यमागतं तदानीमारभ्य काङ्ग्रेस् पक्षः एव सर्वकारं करोति सर्वत्र किन्तु पश्यामश्चेत् वस्तुगत्या पश्यामश्चेत् भारतम् एतेषां काले बहु पृष्ठे गतम् इत्युक्ते अन्ये अन्ये देशाः उपरि उपरि गतवन्तः देशे विद्यमानाः वयं तु यथावत् पूर्वमेव स्मः तत्र कारणं किम् इत्युक्ते ये तत्र काङ्ग्रेस् जनास्सन्ति ते आधिक्येन स्वीयं तत्र स्वीयलाभाय ये एव देशस्य अवनतिं कृतवन्तः इति निश्चयेन वक्तुं शक्यते शक्यते इदम् अयं मम एकस्य अभिप्रायः न देशे विद्यमानानां बहूनाम् अभिप्रायः अस्ति अतः एव अस्माकं भारतदेशस्य यदि अत्युत्कृष्टः राजनेता कश्चनः वर्तते चेत् तत्र अहं द्वयोः नाम स्वीकर्तुमिच्छामि त्रयाणां नाम स्वीकर्तुमिच्छामि एकस्तु महान् देशप्रेमी आसीत् अनन्तरं भारतरत्नपुरस्कृतः श्रीमान् अटल्बिहारिवाजपेयीमहोदयः तस्य चिन्तनं तथा दूरदृष्टिसहितमासीत् सर्वदा जनानां कृते किञ्चित् कर्तव्यं जनानां प्रयोजनमपेक्षितं देशस्य अग्रे गमनं स्यादिति यद्यपि तस्य कार्यकालः पञ्चवर्षाणि किन्तु काङ्ग्रेस् जनैः यावत् कृतं पञ्चाशद् वर्षेषु तदपेक्षा अधिकं सः फलं केवलं पञ्चसु वर्षेषु आनीतवान् किन्तु काले गते सति किं जातम् पुनः तथा नाणकस्य मुखद्वयं भवति तद्वदत्रापि तर्हि पुनः काङ्ग्रेस् सर्वकारः आगतः काङ्ग्रेस् सर्वकारः दशवर्षाणां तत्र पुनः टु थसण्ड् फ़ोर् तः टु थौसण्ड् फ़ोर्टीन् पर्यन्तं तेषां कार्यकालः तेषां कार्यकाले महान् क्लेशः जातः यद्यपि तत्काले डाक्टर मनमोहनसिङ्गमहोदयः प्रधानमन्त्री आसीत् सः अत्युत्कृष्टः वित्तमन्त्री आसीत् तस्मिन् क्षेत्रे सः अतीव उत्कृष्टः किन्तु प्रधानमन्त्रित्वेन सः फ़ेल् इत्युक्ते कार्यमेव कर्तुम् अशक्तः पराजितः सः तस्मै कोपि सहकारं न कृतवान् पूर्वतः अपि तेषामभ्यासः अस् तेषां पूर्वतः अपि अयमभ्यासः इत्युक्ते यः कोपि तत्र स्थाने भवतु किन्तु कार्यं कारयति काचिदन्यम् एव तर्हि एवं रीत्या यदि गच्छन्ति तदानीं बहु दुष्टतां गतं किमपि न गा न जातं देशे तत् तत्र तत् पक्षे विद्यमानाः एव अनैतिकं कृतवन्तः अत्याचारं कृतवन्तः किन्तु टु तौसण्ड् फ़ोर्टीन्मध्ये महती क्रान्तिः काचिदारब्धा तत्र तस्यां क्रान्तौ तु अस्माकं देशस्य अतीव उत्कृष्टः प्रधानमन्त्रित्वेन चितः श्रीमान् नरेन्द्रमोदिवर्यः श्रीमान् नरेन्द्रमोदिवर्यः तर्हि सः यदा आगतवान् देशे झटिति क्रान्तिरारब्धा सर्वं परिवर्तितं जनानां मनसि चैतन्यमारब्धम् इदमग्रे गतम् अग्रे गतम् इत्युक्ते पूर्वं यावत् पृष्ठे आसीत् तदपेक्षया डबल् त्रिबल् फ़ोरबल् गतं द्विगुणितं त्रिगुणितं चतुर्गुणितमग्रे गतम् अतः यदि अहं मम इष्टः राजनेता इति कश्चनः यदि वर्तते तर्हि तत्र त्रयाणां नाम दातुमिच्छामि एकः अटल्बिहारिवाजपेयिमहोदयः द्वितीयः नरेन्द्रमोदीवर्यः तृतीयः अमितशामहोदयः इमे त्रयः यदि सन्ति यदि इमे एतेषां त्रयाणामेव योगदानेन उत् विशिष्यम् उत्तरभारतं दक्षिणभारतेपि केचन भागाः अतीव उन्नतं प्राप्ता अतः सः राजनेता अत्यन्तम् इष्टः भवति कदाचित् अहम् इदमपि चिन्तयामि कदाचिदेकान्तेन अहं विमर्षं करोमि तर्हि इन्द्रागान्धी अपि स्त्री चेदपि कथं दृढतायां सा देशम् अग्रे नीतवती अतः कदाचित् पश्यामश्चेत् तस्याः अपि यद् वर्तते कार्यकालः यः वर्तते सोपि इष्टः भवति एवञ्च अस्माकं देशे नेहरू आरभ्य अद्य नरेन्द्रमोदीपर्यन्तं यः कालः अस्ति द्वितीयपर्यायः यः अधुना एव समाप्तिमेति नूतनतया पुनः आरभ्यते तर्हि अयं कार्यकालः अत्यन्तम् उत्कृष्टः द्वय द् टु तौसण्ड् फ़ोर्टीन् तः टु तौसण्ड् ट्वेन्टि फ़ोर् भारतस्य सुवर्णकालः इति वक्तुं शक्यते तत्र राजनीतिज्ञः इत्युक्ते तन्त्रज्ञानं बहु अग्रे गतं कृषिः कर्षकाः अत्यन्तं सुखेन जीवन्ति सर्वेषां किम् मनः तुष्टमस्ति तर्हि एतादृशाः राजनीतिं यदि प्रविशन्ति तर्हि तत्र देशः बहु अग्रे गच्छति इत्यत्र कोपि संशयो नास्ति अहं तु इदं निश्चप्रञ्च वक्तुं शक्नोमि यदि अग्रिमपर्यायः यदि मोदीसर्वकारः भवति भविष्यति तर्हि भारतस्य सुवर्णयुगः इति यद् आसीत् सः पुनरागमिष्यति तत्र ईषदपि सन्देहो सन्देहो नास्ति यत्किञ्चिद् वयं स्वीकुर्मः महा मार्गनिर्माणं पश्यामः अथवा बृहद् यन्त्रक्षेत्रं पश्यामः तन्त्रज्ञानं पश्यामः यानक्षेत्रं पश्यामः अनन्तरं क्रीडाक्षेत्रं पश्यामः सर्वत्रापि अभिवृद्धिः सर्वत्रापि नाम आगतं जगति विद्यमानाः सर्वेपि भारतमिच्छन्ति अधुना तत्र अत्र आगत्य ते इन्वेस्ट्मेण्ट् योगदानं कर्तुमिच्छन्ति तर्हि इदं सर्वं प्राक् न जातम् अस्माभिः काले कालेन सह अग्रे गतं तर्हि कालेन सह अग्रे गतं तर्हि प्रयोजनाधिक्यं लब्धम् इदं कदापि एतादृशः कालः पूर्वं नासीत् अग्रे अवश्यं भविष्यति अतः राजनीतिं ये प्रवेष्टुमिच्छन्ति अहं तु वदामि ते आदौ देशभक्ताः भवेयुः राष्ट्रभक्ताः भवेयुः जनानां मनसि ते तिष्ठेयुः अधुना तु बालं पृच्छामश्चेत् बाल्यादारभ्य वृद्धपर्यन्तं सर्वेषां मनसि एकमेव नाम कः भवितुमर्हति अग्रे प्रधानमन्त्री इत्युक्ते एकमेव नाम तदेव नरेन्द्रमोदिः इति अतः तेषां कार्यकाले व अस्माकं तत्र कार्यं भवति तत्र राजनीतिक्षेत्रे यदि वयं राजनीतिं कर्तुं न इच्छामः किन्तु अस्माभिः चयनं सम्यक् कर्तव्यम् अस्माकं वोट् व्यवस्था या वर्तते सा अतीव दृढा कर्तव्या तद्दिने विरामोपि भवति किन्तु तस्मिन् दिने वयमन्यत्र अन्यत्र गच्छामः किन्तु अस्माकं प्रथमः अधिकारः वर्तते अस्माकं राजनीतिक्षेत्रे अस्माकं ग्रामे यस्तिष्ठति अस्माकं नगरपालिकायां यस्तिष्ठति यः अस्माकं मण्डले तिष्ठति यः अस्माकं राज्ये तिष्ठति यः अस्माकं प्रधानमन्त्रीत्वेन तिष्ठति तस्य चयनम् अस्माकं हस्ते अस्ति अतः लोकसभा वा भवतु विधानसभा वा भवतु राज्यसभा वा भवतु यत्र यत्र जनानां कृते अधिकारः अस्ति तत्र अधिकारे अस्माभिः सूक्तः तत्र पुरुषः चेतव्यः अन्यथा अस्य फलोपभोगः अस्माभिरेव अग्रे अनुभोक्तव्यो भवति राजनीतिक्षेत्रे इदं बुद्धौ स्थापनीयं भवति यदि कश्चनः समीचीनः समीचीनः नेता वर्तते तर्हि तस्य पुरस्कारः कर्तव्यः सः स्वीयक्षेत्रे यथाशक्तिः कार्यं कुर्यात् तदानीमेव देशस्य अनन्तरं ग्रा ग्रामादारभ्य नगरपर्यन्तं सर्वं सुस्थितं भवति ईषदपि अन्यथा जातं चेत् तत्र व्यत्ययः साक्षात् लोके ये तिष्ठन्ति जनाः तेषामुपरि भविष्यति अतः तत्र यदि सम्यक् अस्माभिः पालनीयं तर्हि इदं कार्यमस्माभिः सर्वथा कर्तव्यं राजनीतिक्षेत्रे ये ये तत्र समीचीनास्सन्ति तेषां चयनमस्माकं कार्यमस्ति अतः तत्र मम इष्टः वर्तते सः तत्र किं प्रष्टुमिच्छामि तस्य सविधे यदि सः मिलितो भवति इत्युक्ते प्रश्नम् एव नास्ति मनसि यद्यदस्ति स तत् सर्वं पालयन्नस्ति अतः राजनीतिक्षेत्रे एतादृशाः लाभाः परिष्काराश्च सर्वथा कर्तव्याः भवन्ति